तत्र उक्तं पदार्थस्य अप्रयोजनं किम् इति यदा शीतवायुः वाति तत्र निद्रा सुकरतया वर्तते एव परन्तु तत्र अप्रयोजनं वर्तते एर्कूलर् ग्रहणेन तत्र शब्दः जायते तस्मात् तत्र प्रतिबन्धकः वर्तते तद् एकम् अप्रयोजनं ततः परं तत्र जलस्य अपेक्षा वर्तते इद् यदि जलं शुच्यते तदा शीतवायुः वाति एवं च तत्र जलस्य अपेक्षा वर्तते तदपि अप्रयोजनम् इति वक्तुं शक्यते